अस्माकं क्षेत्रे क्रीडाविकासार्थं सार्वकारिकसंस्थाः बहु प्राधान्यं यच्छन्ति तेन च तत्र क्रिडायाः विषये बालकेभ्यः युवेभ्यश्च बहु आनुकूलं जातम् अस्ति ते च तस्य उपयोगं प्राप्नुवन्तः सन्ति लाभरहितसंस्थाः मम अभिप्राये ते किमपि न कृतवन्तः इति मया वक्तुं शक्यते अपरन्तु सार्वकारीयसंथाः यत् कार्यं कृतं क्रीडाविषये तेन च जनाः बहु उपयोगं प्राप्नुवन्तः सन्ति इति वक्तुम् इच्छामि